मम नाम इन्दिरा इति अहं संस्कृतं बहु इच्छामि मम पितुः गुरुकुलमासीत् गुरुकुलं नाम संस्कृतं वेदमन्त्रः तु सर्वं भवत्येव तत् श्रुत्वा श्रुत्वा एव मयि संस्कृते विषये संस्कृतस्य विषये प्रीतिः आसीत् परन्तु कालानुसारम् अहं यदा ज्येष्ठा अभवम् अनन्तरं किञ्चित् डिग्रि पर्यन्तं यदा प्राप्तवती परिसरम् अस्माकं परितः यः परिसरः भवति तस्य प्रभावात् अहं किञ्चित् संस्कृतस्य विषये प्रीतिः न्यूना जाता आसीत् परन्तु मम पिता उक्त्वा उक्त्वा संस्कृतं पठतु पठतु पठतु इत्युक्त्वा मां प्रेषितवान् पुनः संस्कृतप्रशिक्षणार्थं प्रेषितवान् तदा किञ्चित् कष्टेन स्वीकृतवती परन्तु अनन्तरं संस्कृतस्य विषये विषयं च ज्ञात्वा अहं बहु सन्तोषम् अनुभूतवती अज्ञात्वा एव अहं संस्कृतस्य संस्कृतं प्रीतिं कर्तुम् आरब्धवती अनन्तरम् अहं संस्कृतशिबिराणि चालितवती इदानीमपि चालयन्ती अस्मि संस्कृतं पठामि अपि तत् इदानीम् अहम् एम् एस् सि योगं पठन्ती अस्मि तत्रापि संस्कृतग्रन्थाः सन्ति इति श्रुत्वा अहं बहु आनन्दितोस्मि